हरिः ओम् हरिः ओम् सत्यम् एतद् आरक्षककेन्द्रमस्ति भवती का वदति नमस्ते अस्तु हा

ओ एवं वा एवं वा एतत् बहु दिनतः प्रचलन् अस्ति वा

भवती भवद्भिः किमपि प्रयत्नः कृतः वा एतत् निर्धारयितुम् आ हा हा अस्तु एतत् कष्टकरं भवति हा

सत्यम् आरक्षकाः भवताम् सहाय्यार्थमेव स्मः धन्यवादः अस्माकं कृते एतद्विषयम् अवगन्तुम् व वतु उक्तवती अतः बहु धन्यवादः अत्र भवती स्टेशन् प्रति आगन्तव्यं भवतीं भवत्या हा नो चेत् अत्र आवेदनं लेखनीयं भवति आवेदनं विना वयं किमपि कर्तुं न शक्नुमः

न

परन्तु भवती अन्यत् मार्गं मार्गम् अन्यमार्गं नास्ति भवती पतिं पतिमपि आनयतु भवत्याः पतिमपि आनयतु सः एव दायित्वं स्वीकरोति स्वीकरोति अथवा भवत्याः गृहसमीपे ये ये मित्राः सन्ति ते अपि आगन्तुं शक्नुवन्ति मिलित्वा एव आवेदनं दीयते चेत् इतोपि समर्थं भवति वयं निश्चयेन हा

नैव नैव वयम् एतत् रहस्यमेव स्थापयामः आवेदनं यैः यैः दीयते तेषां परिचयं वयं न निष्कासयामः तत् रहस्यमेव भवति भवती चिन्तामेव न करोतु तत्सर्वं वयं पश्यामः अहं स्वकीयं दायित्वं स्वीकरोमि अत्र किमर्थम् इत्युक्ते एतत् सामाजिकं दुष्टतनमस्ति तेषां बालकानां किमपि शिक्षा भवेत् कापि शिक्षा भवेदेव अतः चिन्तां न करोतु कृपया अत्र आगत्य आवेदनं ददातु मिलित्वा यापि दातुं शक्नुवन्ति

ह हा हा हा हा ह् ह पश्यतु हा वयम् एवमेव त्यजामः चेत् ते स् स्थगयन्ति न दे ते न नैव स्थगयन्ति इतो इतोपि इतोपि अधिकमेव भवति किल अतः इदानीं भव भवती माम् उक्तवती श्रद्धया वय एतद् एतद् निवारयितुं कार्यं कुर्मः कृपया अति शीघ्रं शीघ्रातिशीघ्रम् आगत्य आवेदनं यच्छन्तु मम नाम विद्या इति अहमत्र इन्स्पेक्टर् अस्मि कृपया मामेव सम्पर्कं सम्पर्कयन्तु एकवारम् एकवारं दूरवाणीं कृत्वा पृ् पृष्ट्वा आगच्छन्तु अहम अस्मि वा इति कृपया एवं सामान्यतः अहं कार्यालये भवामि एव सामान्यतः भवामि अत्र कृपया आगच्छन्तु

तथा किमपि नास्ति इतोपि भवतः समये अहं न भवामि ते सूचयन्ति अहम् अवश्यम् आगमिष्यामि कार्यालयं प्रति एतदर्थमेव आगमिष्यामि जनानां रक्षणमेव अस्माकं कार्यं न वा पुनः आगमिष्यामि अहं कृपया एकवारं दूरवाणीं कृत्वा आगच्छन्तु

सत्यं सत्यम् हा एतत् श्रुत्वा ज्ञायते यत् एते स्थलीयाः न कुतः अपि आगताः आगताः स्युः एतत् सर्वं हा न वदन्ति सत्यं सत्यं हा एतत् हा

नो चिन्ता मास्तु चिन्ता मास्तु एतत् सर्वं वयं द्रक्ष्यामः अवश्यम् एतेषां विरुद्धं शिक्षा दीयते एतेषां कृते तेषां निर्मूलनमेव क्रियते अत्र न भवति तथापि इतःपरम् हा धन्यवादः नमस्ते